भारतीयदर्शने षड् प्रकाराणि दर्शनानि सन्ति प्रथमं दर्शनम् यथा प्रथमं दर्शनं साङ्ख्यदर्शनं वर्तते द्वितीयं दर्शनं तु योगदर्शनं वर्तते अनन्तरं तृतीयं दर्शनं न्यायदर्शनं वर्तते चतुर्थं दर्शनम् मीमांसा वैशेषिकदर्शनं वर्तते पञ्चमं दर्शनं मीमांसादर्शनं वर्तते अनन्तरं षष्ठमं षड्दर्शनं च वेदान्तदर्शनं वर्तते अनन्तरम् एते सर्वे षड्दर्शनानि भारतीय तत्त्वशास्त्रे विद्यन्ते तत्र साङ्ख्यदर्शनः कपिलमुनिः द्वारा विरच्यते योगदर्शनः पतञ्जलिमुनेः द्वारा विरच्यते एवम् एवं कृत्वा सर्वे जनाः सर्वे महान् विचारकाः दर्शनानि कृतानि सन्ति परन्तु पाश्चात्यदर्शनस्य ज्ञानम् अपि बहु महत्वपूर्णं भवति पाश्चात्य दर्शने अपि बहु महान् विचारकाः अभु अभवन् अभवन् तत्र महान् विचारकाणां मध्ये आगच्छन्ति यथा प्लेटो अरस्तु सुक्रात् पोर्मेनैटीस् हेरक्लेटिस् एते सर्वे पश्चात्य दर्शने वर्तन्ते महान् विचारकाः